हरि ओम् हा नमस्ते आम् धन्यवादाः

मया अत्र आगतः विषयस्तावत् अस्मिन् वित्तकोशे मम यद् अकौण्ट् अस्ति तत् निवारणीयम् इति आगतमस्ति न इतः मह्यं सर्विस् सम्यक् न प्राप्यमाणमस्ति अतः अहम् अत्र अकौण्ट् निवारयामि यदा धनं ट्रान्स्फर् क्रियते तदा सम्यक् ट्रान्स्फर् न भवति एवम् अनेकाः क्लेशाः अनुभूताः मया अतः इतः अहम् अकौण्ट् निवारयामि इति चिन्तितवती न बहु जनाः अपि उक्तवन्तः इदा अत्र वित्तकोशे सम्यक् सर्विस् नास्तीति मयापि अनुभूतमस्ति खलु अतः अहं निवारयामि इति चिन्तितवती अस्मि न नूतनः इत्यस्मादेव निवारणीयम् आपतितमस्ति नूतनमस्ति अनुभवः तावान् न भवति इत्यस्मात् सर्विस् अपि सम्यक् न भवति अतः निवारयामि अहम् न एतदपेक्षया अन्यत्र वित्तकोशेषु बहु सौलभ्याः सन्ति ततः अहं ततः अहं प्राप्तुमिच्छामि अतः इतः निवारयामि यदा यदा न यदा भवतां यदा भवतां वित्तकोशस्य अभिवृद्धिः भवति प्रयो धर् लाभः अधिकः आगच्छति तदा पुनः अकौण्ट् निष्कासयामि चिन्ता नास्ति न यदा बेङ्क् मध्ये कार्यं कारयामः इति किञ्चित् सन्देशः एव नागच्छति उत सन्देशस्य रुप्यकद्वयं त्रयं स्वीक्रियते अतः इदं बहु अधिकं जातमस्ति धनव्ययः अपि अधिकः जायमानः अस्ति अतः मास्तु इति अपि च फि़क्सेड् डेपोसिट् अपि बहु अधिकमस्ति अत्र तावत् सर्वम् अत्र स्थापयित्वा वयं किं प्राप्नुमः अतः मास्तु इति एवं कथं शक्यते अहम् एका उक्तवती इति कृत्वा कथं न्यूनं कुर्वन्ति भवन्तः अस्तु तर्हि इदानीम् अत्रैव भवतु इति चिन्तयामि यदि पुनः इदमेव अनुवर्तते तर्हि अवश्यं निवारयामि एव धन्यवादाः